ऋतुस्रावविषये इदानीन्तनकाले पुरातनकाले ये विद्यमानाः पद्धतयः अस् आसं तदा इदानीं नास्ति सर्वे ज्ञाताः सन्ति तेषां कृते इदानीम् अधिकभारविषयाः कार्याः न वदन्तास्सन्ति महिला तु तद्विषये सर्वतयाः सर्वविधाः ज्ञानं तेषां मनसि अस्ति इदानीं बहु जनाः अस्मिन् विषये एतत् प्राकृतिककार्यं प्राकृतिकसिद्धतया भवति इति ज जनान् बोधयन्तः सन्ति तस्मिन् विषये पुरातनकाले यद् आसीत् इत्युक्ते तेषां प्रकोष्ठाः भिन्नाः भवतु ते सर्वेषां समीपे न भवतु इति यत् पद्धतिः आसीत् इदानीं तु तादृशं किमपि नास्ति सार्वजनविषयेः यत् स्वास्थ्यं भवति तादृशमेव एतत् कार्यं भवति इति कृत्वा सर्वे जानन्ति इति वक्तुं शक्नुमः